चित्रणावसरे कष्टकरं किं भवति चेत् तत्र चित्रस्य अन्त्यः अन्तिमे भागे अर्थात् किं वक्तव्यं स्केच् कर्त्यंव्यं खलु तत्र कथं तत्र मापनं कथं भवति इत्येव चिन्ता अतीव वर्तते अतः रेखाचित्र चित्रकरणे यदि वयं आसक्ताः भवामः चेत् प्रथमं तावत् सर्वरेखाचित्रे एव सम्यग्रीत्या तत्र अन्तिम रेखां कथं कर्तव्यम् इति अस्माकं ज्ञाने भविष्यति अतः यदि अन्तिम अर्थात् किं वक्तव्यम् इति चेत् होरगडे बहिः या रेखा भवितव्या सा रेखा एव अतीव मुख्या रेखा इति मनसि स्थापनीयं वर्तते अतः अनन्तरमेव चित्रं चित्रितुं कष्टं नैव भविष्यति अतः अत्र अभ्यासक्रमः चेत् किञ्चित् चित्रस्वीकरणसमये एव अस्माभिः एव नैव कष्टकरम् यद् वर्तते तदेव स्वीकृत्य यदि प्रारम्भं कुर्मः तदा क्लिष्टकरं नैव भविष्यति धन्यवादः